विवाहेषु अहं राजस्थानप्रान्तस्य अस्मि अतः अस्माकं विवाहेषु सामान्यतया घूमर् क्रियते पुनः यत् स्थाली अन्यत् ढोल् वादनं भवति तस्य उपरि अपि नृत्यं महिलाः कुर्वन्ति पुनः हर्याणाप्रदेशस्य यद् नृत्यं भवति तदपि राजस्थाने सामान्यतया भवति एव पुनः कानि नृत्य कानि गीतानि उत्तमानि सन्ति चेत् सामान्यतया तु चलच्चित्रस्य गीतानि भवन्ति तस्यो अन्तस्योपरि एव नृत्यं भवति पुनः यत् राजस्थानप्रदेशस्य अस्मि तर्हि घूमर् घूमर् इतस्य यानि गीतानि भवन्ति काजलियो अस्ति एतादृशाः बहवः गीताः सन्ति गीतानि सन्ति तस्योपरि अपि नृत्यं भवति पुनः हर्याणाप्रदेशस्य अपि नृत्यं भवति चेत् तदस्ति तेरी आख्या को काजल् एतादृशाः बह बहूनि गीतानि सन्ति एतादृशानि तस्योपरि नृत्यं भवति